आधुनिकसमये अन्तर्जालविना किमपि वयं क् कर्तुं न शक्यते वैश्विकस्तरस्य महत्वपूर्णं सूचनानाम् आदानप्रदानम् अन्तर्जालमाध्यमेन एव सम्भवं जातम् अस्माकं समयस्य परिश्रमस्य च अन्तर्जालं रक्षणं करोति तथा च सर्वेषां क्षेत्राणां महत्वपूर्णं ज्ञानम् अन्तर्जालमाध्यमेन वयं शीघ्रम् लभ्यते ओन्लैन् रोजगारमपि प्र ददाति अन्तर्जालमाध्यमेन वयम् स्वगृहे उपविश्य एव रोजगारं प्राप्तुं स् समर्थः विभिन्नः प्रकारः अङ्कीयसेवाः बैंकिंग् स्वास्यशिक्षा आदि अन्तर्जालमाध्यमेन वयं शीघ्रं प्राप्नोति तथा च आपदाप्रबन्धने सञ्चारसेवा साहाय्यकः भवन्ति अन्तर्जालमाध्यमेन ओन्लैन् शोपिङ्ग् अतीव महत्वपूर्णम् अस्ति अन्तर्जालसेवा ओन्लैन् शोपिङ्ग् अस्य उदाहरणम् अस्ति अन्तर्जालमाध्यमेन सर्वकारीय सेवा तस्य लाभः प्राप्तुं शक्नुवन्ति